सप्तदशदिनाङ्कः एकादशमासः एकाधिकं द्विसहस्रं पञ्चदशदिनाङ्कः पञ्चमासः त्रियोदश अधिकं द्विसहस्रम् एकदिनाङ्कः द्विमासः त्रयोऽधिकं द्विसहस्रं पञ्चदिनाङ्कं पञ्चमासः द्वादश अधिकं द्विसहस्रं सप्तदिनाङ्कः नवमासः चत्वार्यधिकं द्विसहस्रम्